आम् अहम् एवम् अनुभवामि बालाः युवा युवकाश्च क्रीडार्थं प्रोत्साहनीयाः क्रीडा गुणान् बोधयित्वा तेषां मनसि क्रीडां प्रति श्रद्धा समुत्पादनीया क्रीडार्थम् अधिकः सुविधाश्च दातव्यः प्रोत्साहनं तु करणीयम् एव अथ च पर्याप्तः अनुकूलः च उपलब्धः अपि दातव्यः येन बाला युवकाश्च क्रीडाक्षेत्रं प्रति आकर्षिताः भविष्यन्ति क्रीडायाः प्रचारार्थं वयं क्रीडायाः विषये ये साधनानि भवन्ति तेषां सम्यक् व्यवस्थां कर्तुं शक्नुमः अन्यत् च बालकान् बोधयितुं शक्नुमः